जनाः तु सर्वकारीयवृत्तिं प्रति एव प्राधान्यं प्रयच्छन्ति यतः सर्वकारीयवृत्तिः यदि प्राप्यते ततः धनम् अधिकं प्राप्यते अपि च सा वृत्तिः बहुदीर्घकालं यावत् तिष्ठति यदि स्वकीय नाम वैयक्तिकवृत्तिः भवति तर्हि तत्र निष्प्रयोजनमपि भवितुम् अर्हति तत् वृत्तिः लोस् गत्वा ततः किमपि न प्राप्यते इत्येवं भवितुम् अर्हति अतः जनाः सर्वकारीयवृत्तौ एव अग्रे गन्तुम् इच्छन्ति तदेव प्राप्तुम् इच्छन्ति अपि च उद्योगराहित्यमपि दृष्टं वर्तते सर्वकारीयवृत्तिं प्राप्तुं अन्याः वृत्तयः त्यज्यन्ते जनैः तेन निरुद्योगसमस्यापि वर्धिता भवति एवं यदि क्रियते तर्हि देशस्य भविष्यति बहु कष्टं वर्धते इति वक्तुं इच्छामि